अस्माकं देशः सर्वोत्तमभूमिः भवितुं स्वास्थ्यम् अत्यावश्यकं अस्ति ग्रामे ग्रामे नगरे नगरे स्वच्छताम् उद्दिश्य सर्वकारः जागर्ति जागर्ति कार्यक्रमाः अवेर्नेस् प्रोग्रेम्स् कुर्वन्ति एतत् गृहादेव प्रारभ्यते शिक्षा आबाल्यादेव करणीया कानिचन ग्रामेषु विद्यालयस्य व्यवस्था न सन्ति बहुदूरं गत्वा छात्राः पठन्ति एतादृशग्रामेषु सर्वकारः पाठशालानः निर्मातुम् उद्युक्ताः इति मम प्रार्थना